अग्रीमभानुवासरे वयं पदुच्चेरी गन्तुमिच्छामः कृपया भवन्तः यानं प्रेषयन्तु तत्र एका सूचना अस्ति वयं तु इदानीं द्वा त्रयोदशजनाः स्मः तर्हि एकं यान् यानं पर्याप्तं न भवति बृहत् ट्रेवलर् इति उच्यते खलु ट्वेण्टिसिक्स् सीटर् ट्रेवलर् भवति चेत् वरम् इति अहं चिन्तयामि अथवा यानद्वयं भवान् प्रेषयति चेत् इनोवा द्वयं प्रेषयति चेत् तद् अस्माकं कृते पर्याप्तं भवति कृपया तदनु यानं प्रेषयन्तु